हलो हरिः ओं महोदय कथं सन्ति अहमपि सम्यगस्मि

हा हा एवं ग्रामे इदानीं विद्युत् समस्या बहु अस्ति विद्युत् नागच्छति

बहु सम्यक् भवति सोलार् प्यानल् चेत् हा तत्तु आवश्यकं नास्ति ग्रामे नाम रोज्गारः कथं भवेत् इति नाम मत्स्यः मत्स्यपालनम् आदयः कुर्मः वा किमर्थम् इति चेत् अस्माकं ग्रामस्य समीपे एव नदी अस्ति खलु तद् केन्द्रियसर्कारी योजनाद्वारा वयं मत्स्यपालनादिकं कर्तुं शक्नुमः हा हा सत्यं सत्यं हा तद्विषये वयं वयं प्रेषितवन्तः कलु पत्रं प्रेषितवन्तः सर्वकारं सर्वकारं प्रति किमपि उत्तरं न आगतम् आ आगतं वा ओ एवं वा हा तद् आवश्यकं नाम किमर्थम् इति चेत् ग्रामे ग्रामे ये जनाः निवसन्ति तेषां कृते रोज्गारः अपि आवश्यकमस्ति एवं च पशुपालनं हा एवञ्च कृषिक्षेत्रे अपि वयं किञ्चित् प्रयासं कुर्मः वा सत्यं तत्र तत्र मोटर् स्थापयन्ति स्थापयन्ति चेत् सम्यग् भवति महोदयः हा सत्यं सत्यं महोदयः अपि च ग्रामे ग्रामे ये जनाः सन्ति तेषां कृते एव मन्रेगा इति योजना अस्ति खलु यदा सेतुं निं निर्माणं कुर्मः तदानीं ते नाम ग्रामीयजनाः एव तत् कुर्युः इति हा हा सर्वे मिलित्वा तदा तर्हि श्वः अथवा परश्वः मीटिङ्ग् कुर्मः महोदयः

तर्हि सर्वे पञ्चायत् सदस्याः श्वः अथवा परश्वः मिलामः अस्तु महोदयः तर्हि धन्यवादः